भारतस्य आरोग्यव्यवस्था सम्यक् आसीत् परन्तु इदानीं सम्यक् नास्ति यतः अत्र अत्रत्याः जनाः कृषिं त्यक्तवा तत्र फ्याक्ट्रि इत्यादिकं कर्तुम् इच्छन्ति वाञ्चन्ति तत्र कारणं किं चेत् तत्र अधिकं धनं सम्पादयितुं शक्यते कृषिकाः समस्यान् अनुभवन्ति ये बिस्नेस्मेन् बिस्नेस्मेन् सन्ति व्यवहारतज्ञाः ते धनं सम्पादनं कुर्वन्ति ते शीघ्रतया धनी भवन्ति एषः कृषिकः प्रतिदिनं प्रातरारभ्य सायं पर्यन्तं क्षेत्रे एव कार्यं कुर्वन्ति खलु तेषां सुखं कथं स्यात् अत एव प्रायः भारतस्य आधुनिक स्थितिः आरोग्यविषये समीचिनतया नास्ति इति उच्यते